सेवानिवृत्तानां वृद्धानां च कृते दूरदर्शनं तथा अन्तर्जालः बहु लाभप्रदः जातः किमर्थं चेत् तेषां मनसि क्षेत्राठनं कर्तुं बहु आशा अस्ति परं शरीरे शक्तिः नास्ति अतः ते जालदानतः अथवा दूरदर्शनतः सर्वान् क्षेत्रान् दृष्ट्वा सर्वान् महनीय सर्वेषं महनीयानां वार्तानि उपन्यासाधिकानि श्रुत्वा बहु आनन्दम् अनुभवन्ति